हा हा प्रणमामि श्रीमन् जी आम् आम् आं जी जी आम् श्रीमन् आम् अवश्यम् एवम् अस्ति श्रीमन् सर्वप्रथमस्तावत् अस्माकं व्याकरणविभागे यावन्तः अध्यापकाः सन्ति तान् सर्वान् अध्यापकान् नीत्वा ए एकां सङ्गोष्ठीं कुर्मः मीटिङ्ग् कुर्मः यतोहि कः अध्यापकः कं विसयं पाठयिष्यति कं पत्रं पाठयिष्यति इति तावत् आदौ अस्माभिः निर्धारणीयं कस्य अभि अभिरुचिः कस्मिन् पत्रे विद्यते कस्य प्रादणीयं कस्मिन् पत्रे विद्यते अस्मात् कारणात् आदौ व्याकरणविभागीयाः ये अध्यापकाः सन्ति संगोष्ठि

आम् आम् श्रीमन् अवश्यं तत्र तावत् इदानीं राष्ट्रियशिक्षानीतिः समागता विद्यते राष्ट्रियशिक्षानीतेः तावत् इदम् उद्देस्यं विद्यते यत आभारतं सर्वत्र सर्वस्मिन्नपि पत्रे ऐक्यरुक्तं भवेत् तदर्थं तावत् राष्ट्रियशिक्षानीतिः समायोजिता विद्यते तत्र अस्माकं यानि पत्राणि सन्ति तत्र डि इ एस् सी सी वन् डि एस् सी सी टू इति प्रथम सत्रार्धे शास्त्रीयप्रथमवर्से तावत् इदं पत्रं निर्धारितम् अस्ति अत्र द्वितीय सत्रार्धे डि एस् सी सी त्रि डि एस् सी सी फोर् डि एस् सी सी फैव् इति अनिवार्यरूपेण अस्माकं व्याकरणविभागस्य पत्रं भविष्यति एतानि पत्राणि अपि तत्र तावत् समयसारण्यां निर्धारनियाणि वर्तन्ते अथ च एकं तावत् वैक्लपिकं पत्रं विद्यते तत्र डी एस् इ डि एस् ऐ वन् इति शास्त्रि प्रथमसत्रार्धे तथा च डी एस् इ टू इति शास्त्रद्विती वर्षस्य तृतीयसत्रार्धे तथा च पन् पञ्चमसत्रार्धे अपि डी एस् त्रि इति पत्रं पत्रम् अस्ति

आम् श्रीमन् अव् अवश्यम् अस्माकं बिभागे प्रतिवर्षं तावत् राष्ट्रियसंङ्गोष्ठिः समायोज्यते राष्ट्रियकार्यशाला समायोज्यते अस्मिन् वर्सेऽपि राष्ट्रियसंङ्गोष्ठिः समायोजिष्यते तत्र मन्ये अस्मिन् मासे श्रीमन् न स्यात् यतोहि बहूनि कार्याणि सन्ति तानि कार्याणि आदौ सम्पादनियानि स्यु तदन्तरं तावत् राष्ट्रियसंङ्गोष्ठिः नूनमेव अस्मिन् वर्से समायोजियस्यते अस्माकं व्याकरणविभागेन अवश्यं अवश्यम् श्रीमन् आम् आम् अवश् अवश्यम् आम् प्रणामः प्रणामः